हरिः ओं महोदय अहं कुवट्पलितः वार्तालापं कुर्वन्नस्मि मम विद्यालये अशीतिछात्राः सन्ति ते भाग्यनगरम् अटितुमिच्छन्ति भवतां समीपे कानिचन कानि कानि यानानि सन्ति तत्र तेषां मूल्यानि कथं भवति एकस्मिन् एव याने अशीतिजनाः गन्तुं शक्नुवन्ति वा प्रातः कदा आरभ्य कियत्पर्यन्तम् अटितुं शक्नुमः वयं तु प्रातः षड्वादनतः सायं पञ्चवादनपर्यन्तम् अटितुम् इच्छामःकानि कानि स्थानानि द्रष्टुं शक्नुमः कुत्र कुत्र गन्तव्यं किं द्रष्टव्यं कति मूल्यं भवति एकस्मिन् याने गन्तुं शक्नुवन्ति वा नास्ति चेत् यानद्वयम् अपेक्षितं वा यदि सर्वं दृष्ट्वा भवान् यदि अस्माकं कृते मूल्यं कियद् भवतीति प्रेषयन्ति चेत् वरं भवति अस्माकं कृते